आं मनः नमस्ते आं श्रीनिधिः इति आं सागरतः फ़ोन् कृतवान् ह अस्माकं कृते चत्वारिंशत् चेर् आवश्यकं चेत् आवश्यकम् आं सत्यं तथा बकेट् कलशः इत्यादिकम् आवश्यकं लीस्ट् कृत्वा तत्र प्रेषितवन्तः प्रेषितम् आम् आम् सत्यम् आं सत्यम् आम् आम् मम मीडि मीडियं भवतु भवतु हा मध्यमस्तरः ओके क्वालिटी अन्यत् दातव्यम् अलम् अन्यत्र दातव्यं तत् न तत् ह दातव्यं तदा तत्कारणतः क्वालिटि ओक् मिडियं क्वालिटि ओके हा येस् मास्तु मास्तु

आम् सत्यं ह आम् आम् ह् आम् आम् मिडियं क्वालिटी

आं चत्वारिंशत् आसनानि आसनं भिन्नभिन्नानि भिन्नानि आं वा अन्यत्र अन्यत्र स्वीकृत्य ह आम् ओके आ आवश्यकम् अ एकरूपं रूप्यकाण्येव आवश्यकानि तत् का वा येनु भिन्नरूपं मास्तु कलर् मध्ये व्यत्यासः भवतु वर्णः वर्णमध्ये व्यत्यासः भवतु हा वरं हां चिन्ता नास्ति हां पश्यतु आम् अस्तु अस्तु आम् अहम् अस्तु अस्तु

आन्लैन् मध्ये पेमेण्ट् आन्लैन् मध्ये पे पेमेण्ट् करोमि तत् डेलिवरि अस्ति वा मम गृहे ह अस्तु अस्तु

अस्तु अन् अड्रेस् दीयते ह अस्तु अस्तु अस्तु हां सत्यं हां हाम् अहम् आन्लैन् आन्लैन् द्वारा करोमि

अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु मिलामः ह